संस्कृतभाषा पुराणभाषा इति सर्वे वदन्ति संस्कृतभाषा बहु कठिनभाषा संस्कृतभाषा इदानीं नास्ति संस्कृतभाषा केवलं एकभागस्य एकभागस्य एकवर्गस्य भाषा इति सर्वे वदन्ति संस्कृतभाषा भाषायाः वर्धनं न भवति तत् पुराणभाषा इतिहासे एव भवति सं संसा सम्भाषणं कर्तुं संस्कृतभाषा संस्कृतभाषा सम्भाषणं कर्तुं न शक्यते इदानीं अधुनाकाले तत् पुरानकाले भवति एव प् पुराणे एव भवति संस्कृतभाषा बहु कठिनभाषा संस्कृतभाषापठने किं किं किं लाभः भवति इति सर्वे वदन्ति संस्कृत पठनेन कः लाभः कः इति सर्वे वदन्ति